मम पत्रिकायां काले काले सामाजिकविषयेषु अपि च सांस्कृतिकविषयेषु चर्चा प्रचलति भिन्नभिन्नविचारधारालेखकाः सामाजिककार्यकर्तारः समूहनेतारः च तस्मिन् भागं गृह्णन्ति अस्माकं पत्रिका या वर्तते तत्तु निष्पक्षपातेन कार्यं करोति लेखकाः यत् लेखं प्रेषयन्ति तस्मिन् हस्तक्षेपम् अकृत्वा एव वयं प्रकटयामः अतः अस्माकं पत्रिकायाः विषये जनानां विशेषः आदरः वरीवर्ति यतो हि कालेऽस्मिन् बह्वयः पत्रिकाः राजकीयपक्षाणां मुखवाणीरूपेण कार्यं कुर्वन्तः सन्ति तथापि वयम् एतादृशदुष्प्रभावेण विना पत्रिकां चालयन्तः स्मः यतो हि एतत् बहु कष्टकरं वर्तते किन्तु पत्रिकाधर्मरूपेण अस्माभिः चाल्यते एवमेव सर्वैः पत्रिका चालनीया इति मम अभिप्रायः इति शम्